अस्माकम् अमण्ड्या क्षेत्रे अम्बरीषः अस्ति सः एम् एल् ए अभवत् तस्य गृहं मम मित्रं गतवान् आसीत् अहं न साक्षात् तस्य तेन सह स मेलनं न जातं अन्यः गतवानासीत् श्रुतवती एवं सः सम्यक् सम्भाषणं करोति तेन सह सं उत्तमरीत्या व्यवहारः कृतवान् समाजे अपि कार्याणि स्वीकृतवान् यस्य साहाय्यम् आवश्यकं तस्य सं उत्तमरित्यासाहाय्यं कृतवानस्ति इति श्रुतवती जनानाम्मध्ये भवतीति श्रुतवती अस्मि